एकवारं गृहाद् कर्नाटकराज्यं प्रति आगमनकाले कण्णूर्तः शिमोग पर्यन्तं गन् गमनम् आसीत् तत्र हरिहरपुरा इति एकं स्थानं हरिहरः इति एकं स्थानं वर्तते शिव्मोग्गतः मया शुमोग्गतः हरिहरं पुरगन्तव्यम् आसीत् अहं तस्मिन् काले मम मम कृते यत्र गमनार्थम् इच्छुका आसम् तद्गमनस्थानं प्रति गमनार्थं ते अड्रेस् प्रेषितवन्तः आसीत् तद् मम हस्तात् नष्टमासीत् केवलम् तथ्यं दूरवाणीसङ्ख्या मम हस्ते आसीत् तस्मिन् दूरवाणी कृतं चेतपि मम कृते ते न उद्धृतवन्तः इति एकं पुनः ते एकवारम् उक्तवन्तः इति मम मनसि हरिहरपुरा इति मनसि आसीत् अहं लोकयानस्थानं गत्वा हरिहरपुरा इति पूर्णं न उक्तवान् हरिहर इति उक्तवान् तावदेव मम स्मरणे आसीद् अनेन च ततः हरिहर इत्युक्त्वा ते लोकयानं प्रति आहूतवन्तः हरिहर इति चिन्तयित्वा हरिहरपुरा इति अहं न जानं विस्मृतवान् खलु हरिहर इति चिन्तयित्वा अहं लोकयानं प्रति गतवान् तत् गमनकाले एते उक्तवन्तः पार्श्वे कुत्रचित् नदी दृश्यन्ते तदेव बहु स्टाण्ड् समीपे एव नदी वर्तते इति अहं गमनकाले अत्र तत्र पश्यन् गतवान् या नदी एव न दृष्टवान् अन्ते यस्थानं प्राप्तं ततः रात्रौ दशवादनानन्तरमेव तत्र प्राप्तवान् अनन्तरं लोकयानमपि नासीत् तत्रैव मम बस् स्थानके कश्चन सहाय्यम् आचरति कृतवान् तस्य गृहे एव उषित्वा परस्मिन् दिने हरिहरपुरं प्रति मार्गं प्राप्तमासीत् अनेन च बहु कष्टम् अनुभूतवान् तदपि एकं विशेषं स्मरणम् इदानीमपि स्मरणे विद्यते